ऋतं जानन्ति इति ऋषयः ये तावत् ऋतम् अन्विष्य अन्विष्टम् ऋतं जीवने संयोज्य महदुपकारं कुर्वन्ति ते ऋषयः महाभारतस्य रामायणस्य अपि रचयिता ऋषिरेव रामायणस्य रचना वाल्मीकिमहोदयेन रचनां कृतवान् महाभारतं तावत् वेदव्यासमुनिना कृतं तत्र सत्यस्य अनुसन्धानं सत्यस्य अन्वेषणं कृत्वा तद् अनुसन्धानं जीवने ये कृतवन्तः ते एव ऋषयः तेषां मार्गं वयम् अवश्यम् अनुसरामश्चेत् अस्माकं जीवनमपि तत्र सुकरं भवति तर् विशेषतः रामायणं महाभारतं डी वी गुण्डप्पमहाभागेन मरलुमुनियकग्ग इति कृतौ तावत् महाभारतरामायणस्य तत्र भेदं तावत् उक्तवान् रामचन्द्रस्य चरितं लोकधर्मादर्श श्यामसुन्दरन चरिते विषमसमयनय सोमेश्वरन रूपु निर्द्वन्द्वशान्तिमय ईमूवरन्नु भजिसो मरुलमुनिया इति लोकधर्मादर्श रामायणं तावत् लोकधर्मादर्शं प्रथयति कथयति तत्र रामः यद्यद् रामेण चरितं तद् अस्माभिः आचरितुं शक्यते परन्तु कृष्णः यत् यत् चरितवान् तद् वयम् अनुसर्तुं न शक्नुमः रामायणे तावत् रामस्य आदर्शः तत्र भवति पितृवाक्यपरिपालनम् इदानीम् अपि अस्माभिः कर्तुं शक्यते मातृप्रीतिः पितृप्रीतिः भ्रातृप्रीतिः मित्रप्रीतिः अन्ते च शत्रुप्रीतिः अपि रामायणे दृष्टा शत्रुप्रीतिः अपि रावणं तावत् अनेकवारं सः श् तत्र सहनया सहनया तावत् उपदेशं कृतवान् तथापि सः तम् उपदेशं न श्रुतवान् अन्ते हननम् अभूत् एवं रामायणे यद् यद् चरितं रामेण तद् अस्माकं जीवने साक्षात् अनुसर्तुं वयं शक्नुमः महाभारते कृष्णस्य पात्रं विशेषतः कृष्णः यत् यत् चरितवान् तद् अस्माभिः चरितुं न शक्यते एव सः मन्दरपर्वतम् उद्धृतवान् वयं शक्नुमः चेत् नैव कृष्णः यद् वदति तस्य अनुसरणम् अस्माभिः कर्तव्यं गीतायां यद् यद् वदति सः अस्माकं जीवनस्य समग्र विषये तावत् अन्वेति अतः एव यद् उक्तं कृष्णेन तत् अनुसरणीयं भवति यत् चरितं रामेण तद् अनुसरणीयं भवति एवं रामायणमहाभारतयोः तद् संक्षेपतः भेदः इति वक्तुं तदपि द्वेऽपि काव्ये जीवनस्य तावत् आदर्शं प्रख्यापयन्ति तद् आवश्यकम् इति तत्र रामायणं प्रीतिकाव्यं महाभारतन्तु नीतिकाव्यं प्रीतिमहिमे चित्ररीतियं वाल्मीकिनीतिसूक्ष्मदगहनं मार्गमं व्यासर् इति तत्र वर्तते प्रीतिमहिमा रामायणे दृष्टा नीतिमहिमा महाभारते दृष्टा एतद् विशेषतः स्वारस्यं भवति लौकिकविचाराः अत्र वर्तन्ते एव अस्माकं कृते तत्र अन्यान्यपात्राणि तत्र वर्तन्ते एव तथापि तत्र प्रधानः सत्त्वांशः तत्त्वांशः अस्माकं जीवने अवश्यम् अनुसरणीयः तत्त्वं तथा कथा भवतु नाम कथायां या किमर्थं कथायां तत्र निबद्धवन्तः इति चेत् अतीव आकर्षणं भवति कथा कथायां तावत् वयं तत्र आसक्तिं दद्मः पठामः पठित्वा तत्त्वस्य ग्रहणम् अस्माभिः कार्यं रामायणस्य अपि वा महाभारत ग्रन्थं तावत् तत्त्वम् अस्माकं कृते भवति अतः एव तादृशतत्त्वं तत्र द्वयोः ग्रन्थयोः अतः दृश्यते ऋषयः ऋषयः तत्र वाल्मीकिमहामुनिः महा तत्र व्यासमहामुनिः एतद् ग्रन्थौ अरचयत यदि पुनः पुनः वयं पठामः परन्तु अस्माकं तद्बालानां कृते तावत् बोधनम् अवश्यं कार्यं चेत् अस्माकं जीवनम् अत्यन्तं सत्त्वसमृद्धं भवति